पूर्वयात्रासु पदयात्रा एव सर्वेषाम् सवय्य आसीत् तदा धनिकाः एव द्विचक्रिकायानं स्वीकर्तुम् अर्हन्ति स्म तथैव राजानः कार्यानसदृशम् उपयुञ्जते स्म इदानीं तु सर्वेषाम् अपि सुलभतया यानानाम् उपलब्धिः भवति बहुधा विकल्पाश्च यात्रार्थं सन्ति तथा च वसयानं रैल्यानं व्योमयानम् इत्येतानि यात्रायां सहकुर्वन्ति पुरा तु विदेशगमनार्थं जलमार्गाः एव शरणीकर्तव्याः आसन् इदानीं व्योमयानस्य व्यवस्था क्लेशवारिका वर्तते